हरि ओम् उबर् वयं धर्मस्थलं प्रति गन्तुम् इच्छुकाः स्मः अहं तथा मम पिता माता मम अग्रजः पुनः मम भगिनी वयं पञ्चजनाः गच्छामः धर्मस्थलं गच्छामः इति विचारं कृतवन्तः पुनः मत्कृते एकं यानम् अपेक्षते कार् वा भवतु अथवा जीप् वा भवतु किमपि वा भवतु वयं पञ्चजनाः स्मः अपेक्षते पुनः किलो मिटर् कृते कति धनं भवति इत्यपि वदन्तु पुनः वयं तु अस्माकं तु षट्दिनानां यात्रास्ति अतः षट्दिनर्पयन्तं यानम् अपेक्षते पुनः यानं प्रत्यर्पयामः कति धनं भवति एकं किलो मिटर् कृते कति धनं भवति इति वदन्तु